अत्रैव राजनीति इति द्वे शब्दः समूहः राज अधिकं नीतिः इति अर्थः राज इति इत्यस्यार्थः शासनः नीतिः इत्यस्य उचितः समयः उचितः स्थानम् उचितकार्यम् कृतवन्तः कृतवान् इति वक्तुं शक्यते नीतिविशेषद्वारा शासनं शासनं शासनयुक्तः शासनं शासनं करणीयः शासनं कृता कृतः यः विशेषः उद्देशः तत्रैव प्राप्तः राजनीतिः इति वक्तुं शक्यते ज जनतापक्षतः यदि वक्तुं शक्यते सामाजिकः एवम् आर्थिकस्तरः सार्वजनिकः जीवनस्तरः उपरि इत्यस्य उपरि अपि वक्तुं शक्यते जनतायाः उपरि राजनीतिपक्षः अवलम्ब्यते देशे इत्यस्य राजनीतिविषयस्य प्रणेताः आदर्शवादः अस्माकम् इतिहासे अपि लिखिताः युनानिविचारकारस्तु इति विज्ञाननामक पितामहः राजनीति पितामहः अपि जातः प्लेटो एषः अपि आदर्शवादः अभवत् अस्मिन् आदर्शया अस्मिन् नीतिः राजनीतिशास्त्रे भारतस्य अपि सः राजनीतिः संविधानस्य उपरि निर्मिता अस्ति राष्ट्रपतिसर्वकारः इति राष्ट्रपतिः श शासनम् इति प्रमुखः अस्ति अनन्तरं प्रधानमन्त्रीकार्यपालिका एव प्रमुखा अस्ति भारतीयसङ्घीयसंसधीय लोकतान्त्रिकगणतन्त्रस्य उपरि निर्भरः निर्भारितः भारतस्य द्वे राजतन्त्रस्य एव अनुसरणं वर्तते केन्द्रः एवं केन्द्रीयसत्ताधारकः यः चालयति राजनीतिः यदि उद्देशः ज्ञातुं शक्यते तर्हि एकः दर्शनरूपेण राज्यस्य एवं मूल्यस्य आदर्शः कार्यं करोति तस्य जनताः तस्य सह एक एक क्रियाकलापरूपेण ज्ञानम् अपि प्राप्तुं शक्यते तस्य दिशामूलं तस्य दिशा विभिन्नः न भवितुं शक्यते अधुना यः यः जनः यः मानवः यः एकः एकः व्यक्तिः सम्यक्रीत्या कार् कार्यं कर्तुं शक्यते सम्पूर्णभारतस्य यदि स् चिन्तयति तर्हि चलनं न शक्यम् भारतस्य राजनीतेः राजनेताः इष्टतमः अपि आवश्यकः किं भवति एव न नेता तु भविष्यति तस्य तस्य स तस्य उत्तमं न चिन्तनं तत्रेव भवति एव यदि तस्येव तस्य सह मेलनं भविष्यति तर्हि अहम् एकं प्रश्नं प्रष्टुं प्रष्टुं इच्छामि भवतः एतावत् कार्यं कथं कर्तुं शक्यते महोदयः भवान् बहु अष्टबुजः एव वर्तते धन्यवादाः